सम्पूर्णे जगति सम्प्रति योगस्य चर्चा अस्ति अस्माकं संस्कृतग्रन्थेषु अपि योगस्य बहुवर्णनमस्ति यथा समत्त्वं योगः उच्यते अनन्तरं च योगश्चित्तवृत्तिनिरोधः तथा च योगः कर्मसु कौशलम् इति वयं चिन्तयामः कदा योगाभ्यासं कुर्मः इति सर्वप्रथमं योगस्य अष्टाङ्गयोगः अस्ति तस्य चिन्तनम् अस्माभिः कर्तव्यं भवति यमनियम आसनप्राणायामध्यानधारणाप्रत्याहारसमाधिः इति योगाभ्यासस्य आरम्भं वयं बाल्याकाल बाल्यकालादेव कर्तुं शक्नुमः तेन अस्माकं बुद्धेः वर्धनं भवति शरीरिकसौष्ठं भवति स्वास्थ्यम् उत्तमं भवति एवं च बाल्यकालात् वयं यदा योगाभ्यासं कुर्मः आसनानि कुर्मः तदा अस्माकं स्थैर्यं भवति अस्माकं धृतिः भवति एवञ्च यदा वयं अग्रिमचरणेषु ध्यानं कुर्मः तेन अस्माकम् एकाग्रतायाः वर्धनं भवति अस्माकं बुद्धेः स्फुरणम् अधिकं भवति एवं च स्मृतिशक्तेः अपि विकासः भवति